मम जीवने बहु कष्टम् अनूभूतं नाम कोविड् समये अहं तु बहिर्देशे आसम् तत्र तु तदा कार्यमेव नासीत् गृहे तु वक्तुं न शक्नुमः अतः बहु कष्टम् आसीत् कि प्रायः मास स षट्कं यावत् अथवा सप्तमासं यावत् कार्यं नासीत् तदा बहूनि कार्याणि कृतानि नाम यत् क्षेत्रे अस्माकं कार्यम् आसीत् तत्तु स्थगितमासीत् अतः अन्यत् सर्वं कर्तुं प्रयत्नं कृतवान् किमपि न सिद्धं पुनश्च किं किमपि कृतं तत्तु कोविड् काले तु सर्वमनुभूतम् अतः इदानीं यदि किञ्चित् कष्टमागच्छति तत् तत्तु कष्टमेव न अतः तस्मिन् काले कष्टेन बहिरागन्तुं नाम मनसि तु यदा कार्यं नासीत् तदा मनः डिप्रेषन् सर्वम् आगच्छति ति किन्तु तस्मिन् काले तु योगस्य योग योगक्षेत्रे कार्यं करोमि इत्यतः योगस्य साहाय्येन अहं तस्मात् बहिरागतः तदेव बहु कष्टम् अनूभूतम् इति